हरिः ओं कुरणा ट्रेवल्स् अहं रूपेशः अहम् एकं यानम् इच्छामि नागपूर्तः जयपुर् गमनमस्ति मम मित्रस्य कृते एकम् यानम् आवश्यकं वर्तते अहं भवतां पुरातनः ग्राहकोऽस्मि तदर्थं न्यूनं मूल्येन यानं प्रयच्छन्तु धन्यवादः